तत्रादौ व्याकरणशास्त्रस्य प्रवर्तकाः सन्ति त्रयः प्रामुख्येन तत्र पतञ्जलिः पाणिनिः वररुचिः इति तत्र आदौ सूत्रकाराः वर्तन्ते पाणिनिमहर्षयः ते तु फ़ोर् फ़ोर् तौसण्ड् उपरि सूत्राणि लिखितवन्तः सन्ति तत्र पतञ्जलिमहर्षयः इति प्रसिद्धाः ते योगशास्त्रे अपि कृतभूरिपरिश्रमाः पुनः व्याकरणशास्त्रे अपि महाभाष्यादि उद्ग्रन्थरचयितारः तत्र वार्तिककाराः सन्ति वररुचि आचार्याः परिभाषा वार्तिकादि वार्तिकादिकं मध्ये आगच्छति तत्र व्याकरणशास्त्रे तादृशकाराः वररुचि आचार्याः तत्रादौ लघुसिद्धान्तकौमुदी इति प्रकरणग्रन्थः वर्तते तत्र प्रकरणस्य लक्षणं कारिका कराया कारिकाकरा इति ग्रन्थे उक्तम् शास्त्रैकं शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् आहूः प्रकरणं नाम ग्रन्थभेदं विचक्षणाः इति इत्येवं रूपेण प्रकरणस्य किं ह्म् कः प्रकरणं नाम किम् इति उक्तम् इत्येवं रूपेण लघुसिद्धान्तकौमुदी इति उद्ग्रन्थस्य प्रकरणग्रन्थः नाम शास्त्रस्य एकदेशः नाम तत्र विद्यमानः सिद्धान्तः एकदेशेन निरूप्यते अपि च तत्र द्वितीयः सिद्धान्तकौमुदी इति तत्र वर्तते तत्र ल लघुसिद्धान्तकौमुद्यां यावद् तत्र हलन्त्यम् इत्यादिसूत्राणां किं सामान्यता निरुपणं निर् निरूपणं क्रियते सिद्धान्तकौमुदी इत्यादि ग्ना ग्रन्थानां तत्र भागचतुष्टयं वर्तते तत्र अव्ययप्रकरणम् इत्यादिकारकादिप्रकरणं वर्तते तत्र एवं रूपेण तत्र निरूपणं च क्रियते एवम् अग्रे प्रौढमनोरमा परिभाषेन्द्रुशेखरः महाभाष्यादिग्रन्थान् लघु लघु किं परमलघुमञ्जूषा इत्यादिग्रन्थे तादृश उद्ग्रन्थानां निरूपणं च क्रियते तत्रादौ शब्दानां शब्दस्य कथम् उत्पत्तिः भवति इत्यादिरूपेण उच्यते तत्र कन्नडव्याकरणम् इति यद्वर्तते तस्मात् भिन्नं नाम संस्कृतस्य संस्कृतं ब संस्कृतभाषा इति महान् भागः तत्र तस्य एकस्य पदस्य वा एकस्य वाक्यस्य वा कथम् उत्पत्तिर्भवति तस्य किं प्रयोजनं नाम प्रकृतिप्रत्ययौ मिलित्वा एव तादृशं किं शब्दस्य उत्पत्तिर्भवति तत्र प्रकृतिः का प्रत्ययः कः इत्येवं रूपेण विचिन्त्य तत्र वक्तुं शक्यते तस्य अर्थाः भिन्नाः भवन्ति इत्येवं उदाहरणार्थं जलम् इत्यस्य तोयम् इत्यपि अर्थः वर्तते सलिलमिति अर्थः वर्तते कमलमित्यर्थः वर्तते इत्येवम् अर्थान्तराणां कथं भवति इत्येवं रूपेण व्या व्याकरणशास्त्रे उक्तं वर्तते तदेव तस्मात् भिन्नं वर्तते नाम कन्नडव्याकरणं यद्वर्तते पुनः इङ्ग्लिश् ग्रामर् इति यद् उच्यते तस्मात् इदं व्याकरणशास्त्रं नाम संस्कृतसम्बद्धतया विद्यमानम् इदं तद् महान् वर्तते इति कृत्वा तस्मात् भिन्नं वर्तते इदं